रैल् यानस्य विषये किञ्चित् वदामि रैल् यानं इति महदुपकारकं वर्तते समग्रप्रपञ्चे न केवलमस्माकं देशे अतः पूर्वं गताशतमाने रेल् यानं तत्र किञ्चित् काष्ठं किम् इत्युच्यते कल्लिद्दलु तद् उपयुज्य तद् भग्नं तत्र वह्निं स्थापयित्वा तद् द्वारा चालयन्तः आसन् इदानीं तु सर्वत्र आधुनिकजगति विद्युदीकरणं सर्वत्र जातमस्ति जायमानं अपि च समग्रदेशे सम्पर्कं याति रैल् यानं सम्पर्कं कल्पयिष्यति रैल् यानं अतः अपि च प्रयाणधरमपि अत्यन्तं न्यूनमेव अपि च प्रयाणं कर्तुमपि अत्यन्तं योग्यं वर्तते अपि यतो हि एकं रैल् यानम् इत्युक्ते प्रायः उपत्रिशतं जनाः भवन्ति त्रिशतं जनाः उपत्रिशतं जनाः उपविष्टुं शक्नुवन्ति प्रयाणं कर्तुं शक्नुवन्ति अपि च बहु दूरं गन्तुमपि अत्यन्तं योग्यमेव ये राज्यादिकम् अन्येषु राज्येषु गन्तुं राज्येषु प्रवासः युज्यते चेत् अथवा अन्यत्र गन्तुं बहु सरळं बहु इष्टं रैल् यानद्वारा सुलभतया गन्तुं शक्नुमः अहं तु सद्यः इतः कर्नाटकप्रदेशे चिक्क्मङ्ग्ळूरुप्रदेशे तत्र बीरूर् जङ्क्षन् ततः अन्यत्र अन्येषु राज्येषु इत्युक्ते किं तिरुपतिपर्यन्तं अतः उज्जैनिपर्यन्तं नाम इतः मम ग्रामतः अथवा अस्माकं रैल् जङ्क्षन् रेलजङ्क्षन्तः तावद्दूरम् अटनं कृतवानस्मि रैल् द्वारा प्रवासं कृतवानस्मि एवं बस् यानगमनस्य अपेक्षया अत्यन्तं सरळं न्यूनधनेन सन्तोषेण प्रया प्रायासरहितेन रैल् यानं रैल् याने प्रवासं कर्तुं शक्यते समग्रदेशे सर्वत्र एवं रैल् द्वारा अटितुं शक्यते